नमस्ते मातः कथम् अस्ति अस्तु मातः सप्तम अद् अध्यायम् इत्युक्ते बालकाः वा विद्यालयेषु आह्वानं भविष्यति वा नो चेत् गृहाणां गृहं गत्वा एकैकं गृहं गत्वा गत्वा कर्तुं शक्यते वा किं करणीयम् इति विवरणं ददातु महोदय अडेयार् जनपदस्य एव वा अस्तु कथं प्रशिक्षणं दातव्यम् अस्तु त तदनन्तरं पारायणम् अनन्तरं किमपि विशेषकार्यक्रमः अस्ति वा स्थानं निश्चितं वा इदानीं

अन्वेषणं करणीयम् अस्तु

अस्तु एकघण्टा यावत् वा घण्टात्रयं हा अस्तु अग्रे अपि वयं चर्चां कुर्मः धन्यवादः मातः